अहं योगासनं वा सर्वं बहिः जिं सेण्टर्स् वा तत् सर्वं भिन्नं भवति यतः योगाकुलक्षेत्रे शरीरसौष्ठवं भवति अधिकेन शरीरं सरलतयापि भवति अन्येभ्यः वा बहिः सेण्टर्स् प्रति गच्छिति चेत् तत्र शरीरवृद्धिः भवति परन्तु सुलभतया शरीरं न भवति यद् वा बहिः सेण्टर्स् मध्ये कार्यं करोति चेत् तत्र तत् कार्यं स्थगनानन्तरं पुनः कष्टतया शरीरं भवति योगस्य विषये वा व्यायामं करोति चेत् अनन्तरमपि अस्माकं शरीरं समीचीनतया सुलभतया शक्यते